महाकविव्यासमुनिना रचितं महाभारतम् एकं महाकाव्यम् अस्ति तस्मिन् ग्रन्थे विविधानि आख्यानानि उपाख्यानानि उपाख्यानानि च दृश्यन्ते अस्माकं सामान्यजनानां जीवने यद्यत् प्रचलति प्रचलन् अस्ति तत् तत् सर्वं महाभारते तु पूर्वमेव घटितमस्ति अतः व्यासोच्छिष्टं जगत् सर्वम् एवं प्रकारेण व्यासमू मुनेः कीर्तिः वर्तते महाभारतस्य विषयः कौरवपाण्डवानां जीवनस्य सङ्घर्षात् अमूल्यं सन्देशम् एतद् ग्रन्थः प्रा प्रसारय् प्रसारयति अस्मिन् ग्रन्थे आगता गीता साक्षात् भगवान् बोधिता मानवजीवनस्य कल्याणार्थम् एव भवति एषः अतः अतिप्राचीनः अस्ति तर्हि अधुनापि अस्माकं मार्गदर्शनं करोति सर्वे जनाः महाभारतस्य महाभारतं पुनः पुनः पश्यन्ति बालकान् अपि दर्शयन्ति सर्वे तत्र विविधानि उदाहरणानि जीवने कथं वयं तत् तस्मिन् तस्य उपयोगं कुर्मः एतस्मिन् विषये चिन्तयति अधुना अस्माकं भारतं भारतेः संस्कृतिः भारतस्य संस्कृतिः अनन्तरं विश्वगुरोः सङ्कल्पना एतस्य एतत् सर्वं गीतायाः पठनेन एव भवति अतः गीता मुख्यविषयः महाभारतस्य इति मन्ये धन्यवादः